भोः महोदय आगच्छतु अत्र अस्माकम् ओर्डर् स्वीकरोतु रोटिकाद्वयं वेण्णनिकस्य व्यञ्जनं पायसं तक्रम् एवं व्यञ्जने कटुः न्यूनं भवेत् पायसे तक्रं किञ्चितधिकं स्थापयतु तक्रे लवणं न्यूनं स्थापयतु एवम् एकं चायम् अपि ददातु तत्र शर्करा मास्तु एव एवं तक्रे किञ्चित् लवणमिश्रणं करोतु